आस्तिकनास्तिकदर्शणानि मिलित्वा भारतीयतत्त्वशास्त्रम् इति अस्मदीयाः भारतीयाः कथयन्ति वस्तुतः आस्तिकदर्शनेषु नास्तिकदर्शनेषु च महत्त्वं भिन्नं वर्तते आस्तिकदर्शनानां वैशिष्ठ्यं भिन्नं नास्तिकदर्शनानां वैशिष्ट्यं भिन्नम् वस्तुतः इन्डियन् फ़िलासापि भारतीयतत्त्वशास्त्रम् इति नाम्ना यद् अस्माभिः कथ्यते तत्र अत्यधिकप्रतिशतम् आस्तिकदर्शनानाम् एव महत् महत्त्वं प्रतिपाद्यते यद्यपि नास्तिकदर्शनानि वर्तन्ते चार्वाक इत्यादिनि तथापि आस्तिकदर्शणाणां द्वारा यः प्रभावः जनेषु प्र आनीतः अथवा यः प्रभावः जनेषु प्रदर्शितः स च प्रभावः नास्तिकदर्शनाणां द्वारा तदा न दृश्यते अतः भारतीयतत्त्वशास्त्रम् इति यः विषयः वर्तते तत्र यदि वयं स्वीकुर्मश्चेत् नवतिप्रतिशतम् आस्तिकदर्शणानां दशप्रतिशतं नास्तिकदर्शणानां इति वक्तुं शक्यः केवलम् अयं मम अभिप्रायः वर्तते अनन्तरम् आस्तिकदर्शणानां वैशिष्ट्यं किम् अस्ति विशेषः कः इत्युक्ते भगवतः विषये मोक्षस्य विषये अनन्तरं जीवनस्य साफल्यं कदं भवेत् इत्यादिन विषये बहु सम्यक् तत्र प्रदर्शितम् अस्ति अदः दर्शण्द्वारा अस्माकं दर्शणं साक्षाद् भगवतः दर्शणं दर्शनशास्त्र अध्ययणद्वारा अस्माभिः प्राप्तुं शक्यते अतः दर्शनेन स्वकीयजीवनस्य निर्माणं सम्यक्तया कर्तुं शक्यते इति मम अभिप्रायः धन्यवादः